अस्माकं छात्रावासे वस्त्र प्रक्षालनार्थं उत्तम सुविधा वर्तते तत्र प्रकोष्टस्य पार्श्वे बाल्कानि वस्त्र शोषणार्थमेवव व्यवस्था कल्पिता वर्तते बहु उत्तमा व्यवस्था अस्माकं छात्रा वासे कृतमस्ति तत्र जलस्य अपव्ययः न कर्तव्यं सर्वदा एवं वदन्ति जलं ददति जीवनं जलं विना मरणं नारी वा नरः जानन्तु यत् नीरम् अत्यावश्यकं रक्षयामः रक्षयामः वयं तोयं सलिलं सलिलतमं सर्वत्र कोनोपि मत्तुना नास्ति किल जलं जीवनं इति